भारतदेशे विभिन्नाः भाषाः दृश्यन्ते यथा तेलुगू हिन्दी कन्नडा तमिल् मराठी इत्यादि तासु राष्ट्रीयभाषासु संस्कृतस्य प्रभावः बहु दृश्यते सर्वासां भाषाणामपि संस्कृतभाषा मातृभाषा इत्युच्यते राष्ट्रीयभाषासु सर्वासु अपि संस्कृतभाषायाः बहूनि पदानि दृश्यन्ते तासां भाषाणां साहित्यादिकं च संस्कृतसाहित्येन प्रभावितम् इति वक्तुं शक्यते संस्कृतकाव्येषु याः कथाः श्रूयन्ते ताः एव आधारीकृत्य प्रान्तीयभाषासु अपि काव्यादिकं रचितम् इति ज्ञायते रचनाशैल्यामपि संस्कृतकवीनां शैल्याः प्रभावः दृश्यते